मम जीवनस्य प्रधानः पाठः विद्यते क्षमागुणः सहनागुणं विना जीवनं कर्तुं न शक्यते इति अथवा यदि क्षमां वयं न त्यजामः तदानीं जीवने अतीवकष्टं भवति इति गृहे भार्यापुत्रादिभिः सह व्यवहारः यजा यदि क्रियते तदानीमपि वयं यस्मिन् कस्मिन् अपि प्रसङ्गे कृद्धाः न भवेम क्रोधः कदाचित् अगन्तुम् अवकाशः प्रतिदिनं विद्यते किन्तु तादृषक्रोध गुणं वयं क्षमागुणेन निवारयितुं शक्नुमः एवं व्यवहारस्थले अथवा बहिः यदा कदा वा समाजे जनैः साकं व्यवहारं कुर्मः चेदपि तत्रापि क्षमया यदा व्यवह्रीयते तदानीं जनाः अस्मासु तुष्टाः भवन्ति अथवा सर्वदा उत्तमरूपेणैव अस्माकं सहकारं कुर्वन्ति